यद्यपि योगाभ्यासे शारीरिकव्यायामः अपि अन्तर्भवति तथापि तौ न समानौ योगाभ्यासे अपि आसनादिः शारीरिकव्यायामः इत्युच्यते उभाभ्यां शारीरिकदार्ढ्यं वर्धते मनसः चलनं सम्यक् भवति शारीरिकरोगादीनां निरोधः च भवति तथापि योगाभ्यासे आसनादिः केवलम् एकः भागः एव तदतिरिच्य तत्र ध्यानं प्रणायामादिः अपि वर्तते येन न केवलं शारीरिकदार्ढ्यम् अपि च मानसिक दार्ढ्यं वर्धते अतः योगाभ्यासेन सम्पूर्णस्य शरीरस्य मनसः बुद्धेः श्वासक्रियायाः च दार्ढ्यं भवति अतः योगाभ्यासः तथा शारीरिकव्यायामः च भिन्नौ स्तः